हरिः ओम् अस्तु ओ आम् ओ अस्माकं भीढे होम्स्टे इति वर्तते तत्र अस्माकं शृङ्गेर्यां विद् राजीव् गान्धिः काम्पस् इति संस्कृत युनिवर्सिटि वर्तते तत्रैव अग्रे अस्माकं होम्स्टे वर्तते तत्र आगन्तुं भवन्तः शक्नुवन्ति ओ अस्माकम् आम् तत् अत्र बहु सर्वं सौलभ्यं बहु सम्यक् वर्तते अत्र एकस्मिन् रूम् मध्ये यदि नाम एकमेव बेड् अपेक्ष्यते चेत् तत्र तथापि रूम्स् लभ्यन्ते तथा यदि डबल् बेड्रूम् अपेक्ष्यते चेत् तथापि लभ्यन्ते आम् आं जलव्यवस्थापि वर्तते तथा भोजनव्यवस्थापि वर्तते आम् अस्तु आम् भवतां फ़ोन् नम्बर् अपेक्ष्यते किञ्चिद्वदन्ति वा नैन् फ़ोर् एय्ट् टू फ़ैव् ज़िरो फ़ै टू वन् ज़िरो आम् अस्तु सिङ्गल् बेड्रूम् अपेक्ष्यते वा अस्तु वयं र् र् रिज़र्व् कुर्मः पुनः अन्यद् किञ्चित् नाम अन्या इस् सौलभ्यानि यदि अपेक्ष्यन्ते चेत् भवन्तः वक्तुं शक्नुवन्ति भवन्तः यद् कल् यदा कदापि क्यान्सल् अपि कर्तुं शक्निवन्ति पुनः कोस्ट् तस्य एकदिनं यावत् यदि भवन्तः तिष्ठन्ति चेत् तस्य कृते टु थौसण्ड् रुपीस् नाम द्विसहस्ररूप्यकाणि भविष्यति इति इदानीम् एकसहस्ररूप्यकाणि इदानीम् एड्वान्स् दीयते चेत् श्क्यते आम् अस्तु धन्यवादः